अस्माकं प्रदेशे पूगस्य इत्युक्ते वर्धनम् इति कारणतः तत्र बहवः ताम्बुलं खादन्ति आदिनं वारं वारं खादन्तः भवन्ति तन्निमित्तम् एका स्थालिका भवति तत्र इदानीं स्थालिकायां वयं नारिकेलस्य यद् कपालः कराटा इत्यपि वदन्ति तस्य उपयोगं कुर्मः तस्य एव आवरणमपि भवति तस्मिन् लघु यदि अस्ति तस्मिन् वयं सुधा नाम सुण्णा इति वदामः तद् स्थापयामः पुनः पुगस् कर्तयित्वा इति पुगम् कर्तयित्वा तत्र स्थापयामः पुनः ताम्बुलपत्रं यद् अस्ति विल्लेदेले इति तदपि तस्मिन् स्थापयित्वा आवरणं स्थापयामश्चेत् किञ्चित् कालं तिष्ठति तत् शुष्कं न भवति शीघ्रम् इति कारणतः स्थलिकायां तद् सुन्दरतया योजयित्वा स्थापयन्ति यक्कोपि आगच्छन्ति स चायं पिबति अनन्तरं ताम्बुलं स्वीकृत्य गच्छति ताम्बुलम् एवं पात्रे स्थापयन्ति अन्यद एकम् अत्र सामान्यनगरेषु पश्यामः शोकेस् इति भवति तत्र विधविद प्लास्टिक् अथवा भिन्न भिन्न स्थापयन्ति भिन्न भिन्न चित्रं अथवा मूर्ति इत्यादि सर्वंम् तत्र तु परिसर सम्बद्धं नाम पूगस्य तोक्कु भवति तेन पुष्पम् अथवा तस्य पर्णं सस्यवत् पर्णं सर्वं लेपयित्वा तत्र सौन्दर्यार्थं गृहे स्थापयन्ति तदपि परिसर स्नेहि नाम ततः एव पूगस्य अथवा नारिकेलस्य इत्यादि उपयुज्य कुर्वन्ति वृक्षस्य तु भवति एव भिन्नभिन्नं वृक्षस्य कदाचित् एतत् भवति खलु शषशृङ्ग सर्वम् धेनवः भवन्ति शृङ्गसदृशं वृक्षे भवन्ति तदपि गृहे आनीय सौन्दर्यार्थं स्थापयन्ति बहु सुन्दरं भवति अथवा वस्त्रं सर्वं स्थापयितुम् नगरे स्थापयन्ति भिन्नभिन्न आपणतः आनीय तत्र तु ग्रामे तादृशं वृक्षस्य भिन्नभिन्नशाखा भिन्नभिन्नरीत्या तत्र वर्धते तत् सर्वम् सौन्दर्यनिमित्तम् आनीय तत्र वस्त्रं सर्वं स्थापयितुं योग्यं कुर्वन्ति तद् सर्वं बहु सुन्दरं परिसरस्य अपि रक्षणम् सर्वं भवति सम्यक्